भारतस्य सञ्चारव्यवस्था उत्तमा अस्ति उत्तमोत्तमायाः कृते प्रयासः क्रियते अत्र जनाः मुख्यतया गूगल् अस्ति गूगल् इति गूगल् इञ्जन् अस्ति सर् सर्च् इञ्जन् अस्ति तत्र गत्वा कदाचित् पत्राणि पठन्ति तत्र समाचारान् पश्यन्ति अन्यत्र दैनिकभास्कर पत्रिका अन्यत् संस्कृतेऽपि अस्ति अत्र सम्भाषणसन्देशपत्रिका अथवा मासिकपत्रिका त्रैमासिकपत्रिका प्रतिदिनं अब् य समाचारपत्रं आगत् तथापि संस्कृतेऽपि अस्ति आङ्ग्ले अपि अस् आङ्ग्ले अपि हिन्दुस्तान् टैम्स् टैम्स् आफ़ इण्डिया तत्र समाचारपत्राणि सन्ति एव द्वितीयं दूरदर्शनं इति अस्ति टी वी चैनल्स् सन्ति तत्रापि ते सञ्चारव्यवस्था व्यवस्था व्यवस्थारूपेण एतानि साधनानि सन्ति सञ्चारमाध्यमेषु इदानीं कदाचित् जनाः प्रामाणिकं तु न किन्तु फ़ेसबुक् अपि तदर्थमेव पश्यन्ति तत्र बहुविधसमाचा समाचाराः तत्र भवन्ति यदा क् कुत्रचित् वेकेन्सीस् भवन्ति वृत्तिनिमित्तं तत्र भवति तत्र सर्वे पोश्ट् कुर्वन्ति द्वितीयं ट्वीटर् मध्ये अपि केचन लिखन्ति अतः सञ्चारमाध्यमेषु तदपि एकं साधनं लिङ्कण्डिन् इति अस्ति तत्रापि ये शिक्षकाः सन्ति उत्तमाः जनाः सन्ति ये विविधक्षेत्रेषु कार्यं कुर्वन्ति ते जनाः लिङ्कण्डिन् मध्ये किमपि कुर्वन्ति इण्ष्टाग्राम् अपि साधनं तथैव अस्ति किन्तु अत्र आधिक्येन सेल्फ़ि एव तत्र स्थापयन्ति अतः तस्य मुख्यं उद्देश्यं इदानीं नष्टमभवत् तत्र केवलं लैक्स् इति पश्यन्ति जनाः अतः लिङ्कण्डिन् ट्वीटर् अन्यत् टेलीग्राम् अपि अस्ति तत्रापि सञ्चारमाध्यमः एव सञ्चारव्यवस्थायां तत्र वाट्स् एप् मध् माध्यमेन फ़ैल् यद् अस्ति बृहत् फ़ैल् अस्ति तस्य प्रेषणं न भवति आदानप्रदानं न भवति अतः लिङ्कण्डिन् टेलीग्राम् इति एप्लीकेशन् अस्ति तेन माध्यमेन एव सञ्चारं कुर्मः दूरवाण्यापि भाषणं कुर्मः तदपि सञ्चारसाधनं अस्ति अन्यत् बोटम् इति अस्ति तेन माध्यमेन विदेशे ये जनाः सन्ति तेन माध्यमेन वार्ता भवति साक्षात् कोल् न कुर्मः अतः बोटम् माध्यमेन कुर्मः चेत् तत्र इण्टरनेट् माध्यमेन वार्ता भवति तत्र धनं अधिकं न अपेक्षितं साक्षात् कुर्मश्चेत् धनं गच्छति बहुविधसञ्चारसाधनानि सञ्चारकाले बहुविधसमस्याः अपि भवन्ति सम्भवन्ति यथा कदाचित् नेट् नास्ति तर्हि सञ्चारमाध्यमः निरस्तः भवति सञ्चारमाध्यमः कार्यं न करोति कदाचित् वयं रेल याने यात्रां कुर्मः यात्रायां स्म भवामः तदा निश्चितरूपेण नेटवर्क् कारणेन कदाचित् वार्ता वार्तां शृणुमः कदाचित् न शृण्मः अपरा वार्ता अस्ति या यदा अस्माकं यन्त्रं सम्यक् नास्ति तदापि सम्यक् न भवति यदा कश्चिद् उच्चैः न वदति तस्य स्वरः उत्तमः नास्ति तर्हि सञ्चारमाध्यमेन सम्यक् नास्ति सञ्चारमा जनसञ्चारमाध्यमेषु अपि यः समाचारग्राहकः अस्ति समाचारान् आहरति सः उत्तमः नास्ति यदि किमपि किमपि लिखित्वा यदि सः पठति अथवा वदति तर्हि निश्चितरूपेण सञ्चा जनसञ्चारेण यान् समाचारान् वयं शृणुमः तस्य सकारात्मकपक्षः अपि उदेति नकारात्मक नरा नकारात्मकपक्षः अपि उदेति अतः मुख्यरूपेण तत्र वक्ता कीदृशः अस्ति कथं प्रस्तौति तत् तत्रापि अवधानं अतः बाधां जनयति द्वितीयं सञ्चारकाले समस्याः अनुभूताः समस्यायां यदि रात्रौ काचिद् घटना घटिता किन्तु समाचारपत्रं प्रकाशितं तद् निश्चितरूपेण सः समाचारः प्रातःकालीन समाचारपत्रे न आगच्छति सायङ्कालीन समाचारपत्रे आगच्छति कुत्रचित् चौरकार्यं अभवत् किन्तु तद् स्थानं दूरं अस्ति तर्हि तद् सञ्चारसाधनेषु कुत्रापि न समुपलभ्यते कुत्रचित् अप्रियघटना घटिता यता न्वक क्षेत्रे हरियाणाक्षेत् हरियाणाराज्ये न्वक क्षेत्रे काचिद् घटना घटिता किन्तु तस्या तस्याः घटनायाः चर्चा कुत्रापि न अभवत् अस्माकं उदयपुरे एका घटना अभवत् घटिता तत् एकः हिन्दुजनः मारितः तस्य जनस्य घटना कुत्रापि नास्ति कुत्रापि सञ्चारसाधनेषु न उपलभ्यते अस्माकं तत्र बिहारक्षेत्रे काचिद् घटना घटिता किन्तु तस्याः घटनायाः कुत्रापि तथा सञ्चालनं नास्ति अतः कदाचित् जातिगत अथवा सम्प्रदायगत घटनानां यत्र आवश्यकता अस्ति तत्र केचन प्रकाशं प्रकाशेन तां घटना प्रकाशे न आनयन्ति इत्युक्ते जनसञ्चारमाध्यमः नाम स जनसञ्चारमाध्यमः इदानीं स्वतन्त्रः नास्ति जनसञ्चारमाध्यमः स्वतन्त्रः भवेत् यत्र या घटना घटिता तस्याः घटनायाः तथैव परिवेषणं भवेत् तथैव सूचनाप्रदाना प्रदानं भवेत् तेन किं भवति सौहार्दं अपि संरक्षिता भवति यः अपराधी अस्ति तदर्थं दण्डनं भविष् भवितुं अर्हति यः उत्तमः अस्ति सः सुरक्षितः भविष्यति इदानीं जनसञ्चारमाध्यमे एषा समस्या अस्ति यः यथा अस्ति तथा तस्य परिवेशनं न भवति अतः अपराधी अस्ति सः उन्मुक्तः इतस्ततः भ्रमति अटति सुरक्षितः अस्ति परिरक्षितः भवति नेतृजनैः उच्चपदस्थ अधिकारी अधिकारिभिः तथा भवति द्वितीयं जनसञ्चामाध्यमेष्वपि इदानीं अस्माकं रामभद्राचार्यः महोदयः सम्यक् वदति आचार्याः सम्यक् वदन्ति तत्र तुलसीदासरामचरितमानसेऽपि यत्र किमपि अस्ति तस्य यूट्यूब् माध्यमेन सर्वतः सञ्चारः भवति तत्र बहुसम्यक् एव आ आगच्छति अनन्तरं अस्माकं घटनासु यत्र योगीमहोदयः अस्ति उत्तरप्रदेशस्य मुख्यमन्त्री सः यत् कार्यं करोति तस्य सर्वत्र प्रचारः इदानीं यूट्यूब् माध्यमेन दृश्यते अतः ये जनाः स्वतन्त्राः सन्ति ते स्वकीय यूट्यूब् चैनल् माध्यमेन पोष्ट् कुर्वन्ति किन्तु तत्रापि यदा पोष्ट् भवति तदा निश्चितरूपेण सः सुरक्षितः भविष्यति न वा इत्यत्र कदाचित् शङ्का निश्चितरूपेण समाचारसाधनं सञ्चारव्यवस्था उत्तमा भवतु किन्तु सञ्चारस्य अनन्तरं समस्याः भवन्ति सञ्चारं तु कृतवान् एवमेव घटना घटिता इति सञ्चारः अभवत् किन्तु तदनन्तरं सः तस्य जीवनं गच्छति तस्य मृत्युः भवति तत्र जनाः आक्रमणं कुर्वन्ति येन सः असुरक्षितः एषा महती समस्या दूरस्थलेषु याः घटनाः घटिताः भवन्ति तत्र अस्माकं जनसञ्चारः न गच्छति दूरक्षेत्रेषु पर्वतस्थलेसु ग्रामेषु वनेषु बहुविधघटनाः घटिताः भवन्ति किन्तु तेषां कुत्रापि सञ्चारसाधनेसु स्थानं न भवति अतः दूरस्थानानां अन्यत्र सम्भावितस्थलाः स्थलानि यानि सन्ति तत्रापि अस्माभिः गमनं भवेत् तेन निश्चितरूपेण व्यवस्थायां अस्यां गुणाधानं भविष्यति अस्माकं ये आरक्षकाः सन्ति ते सक्रियाः भवन्तु ते उत्तमाः भवन्तु ते उत्कोचं मा स्वी स्वीकुर्वन्तु ये भ्रष्टाचारिणः नेतारः सन्ति तेषां अवकाशः भवेत् ये जनाः सन्ति जनसम्मर्दः अस्ति ते जनाः जागरूकाः भवेयुः ये अस्माकं राष्ट्रहिते कार्यं कुर्वन्ति तेषां सम्माननं कुर्वन्तु अन्ये ये नेतारः सन्ति तेषां बहिष्कारः भवेत् अस्माकं जनसञ्चारमाध्यमे जनसञ्चारे कदाचित् प्रोडेक्ट्स् भवन्ति वस्तूनि सन्ति वस्तूनां विक्रयणार्थं बहुत्र चर्चा भवति कश्चिद् कदाचित् नूडल्स् भवति अथवा पोपकार्न् भवति अथवा चिप्स् भवति अथवा कोको कोला पेप्सी मरिण्डा इति भवति तत् तस्य प्रचारप्रसारार्थं बहुत्र अभिनयादिकं कृत्वा एनिमेशन् कृत्वा सर्वं बहुकिमपि तत्र दर्शयन्ति येन बालकाः युवानः आकृष्टाः भवन्ति तत्र सिग्रेट् धूम्रपाने धूम्रपानस्य तत्र प्रचारः भवति धूम्रपानं कृत्वा मद्यपानं कृत्वा जनाः ऊर्जावन्तः भवन्ति तथा तत्र प्रचारः भवति गुट्का तम्बाकूसेवनेन केन्सर् भवति इति प्रचारः न किन्तु तत् भुक्त्वा स्फूर्तिः भवति इति प्रचारः सर्वत्र इदानीं दूरदर्शनेषु स्थलेषु बहुत्र दृश्यते तद् सम्यक् नास्ति युवानः आकृष्टाः भवन्ति पथभ्रष्टाः भवन्ति अस्माकं जनसञ्चारमाध्यमे मनोरञ्जनं प्रचलति चलच्चित्रेषु तादृश्यः घटनाः सर्वाधिकाः भवन्ति रेप् भवति अनैतिक आचरणं भवति वृद्धाश्रमं दर्श् वृद्धाश्रमान् दर्शयन्ति तर्हि निश्चितरूपेण जनसञ्चारव्यवस्था माध्यमेन जनाः तत् सर्वं पश्यन्ति तत्र वेशभूषा भारतीयसंस्कृत्यनुगुणं नास्ति यत्किमपि न्यूनातिन्यूनं वस्त्रं महिलाः धारयन्ति अभिनेत्र्यः धारयन्ति जनाः आकृष्टाः भवन्ति अत्र ध्यानमावश्यकं अस्ति येन अस्माकं भारतं भारतं न भवति अस्माकं जनसञ्चारस्य प्रभावः अधिकः भवति अतः तत् दृष्ट्या अपि अस्माकं सूचना एवं सञ्चारः यः मन्त्री भवति सः अत्र ध्यानं दद्यात् अस्माकं आरक्षकाः सक्रियाः भवन्तु अस्माकं जननेतारः उत्तमाः भवन्तु तदा एव अस्यां व्यवस्थायां गुणाधानः भविष्यति इति एव उक्त्वा विरमामि